मम अत्यन्तम् इष्टं वाक्यं वर्तते रामायणस्य एकं वाक्यम् तत्र भगवान् श्रीरामः यदा हनुमन्तं मिलति तस्य वचनानि श्रुत्वा अत्यन्तम् आकर्षितः सन् लक्ष्मणस्य कृते तद् वर्णयति उच्चारयति कल्याणीं वाचं हृदयारिणीयम् इति तथा तत्र कथनकाले स्वयं भगवान् श्रीरामः हनुमतः वचनानां वर्णनं करोति नानृग्वेदयजित् नानृग्वेदविनीतस्य नायजुर्वेदधारिणः नासामवेदविदुषः शक्यमेवं प्रभाषितुम् नूनं व्याकरणं कृत्स्नम् अनेन बहुधा श्रुतं बहु व्याहरतानेन न किञ्चिदपशब्दितम् इत्यादि वा वचनानि वदन् सः हनूमतः वाक्यशैलीं तस्य ज्ञानं प्रशंसति तथा स्वयं मयापि भवितव्यमिति इच्छा यो यः ग्रन्थं पठति सर्वेणापि अथवा सर्वोपि तदनुभवति अतः मम कृते इष्टं भूतं वाक्यं तद्वर्तते अतः एव तद् बहुधा मम मनसि अतिष्ठत् अन्यदपि एकं वाक्यं तत्रैव वर्तते तदपि सर्वदापि मनसि एव तिष्ठति ददाम्येतद् व्रतं मम अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम इति श्रीरामः विभीषणम् उद्दिश्य वदति यदा सः रावणं त्यक्त्वा आगच्छति तद्म् उद्दिश्य रामस्य यद्वचनं तद् मम कृते बहु इष्टं वर्तते